नमोनमः अहं नवभारतस्य न्यूस् चेनलेमध्ये पत्रकारः अस्मि तर्हि भवानस्य विश्वविद्यालये किं किम् अध्ययनं चलति वा किं किम् अस्ति किं किम् एव अभियानं किं किम् अस्ति तत्र

एवं च आमामां तर्हि विश्वविद्यालये छात्रकल्याणं विभागः शृणोमि तात् किमस्ति भो आमाम् आम् अहं किञ्चित् शृणोमि किं छात्रकल्याणं विभागद्वारा धिषणपि वर्तते शुक्रवासरे आमामाम् आम् आमामामामम् तर्हि सम्भाषणार्थं तत्र सम्यक् वर्तते तत् धिषणः आमामाम् एवम् एवम् एवं तर्हि भवानस्य नामः किं भो आम् आमामां तर्हि विभागः कथं विभागः कस्य विभागस्य छात्रः आम् आम् आमामाम् तर्हि तत्र वातावरणं कथं भवति सम्यक् भवति वा विद् छात्रस्य उपरि किं प्रेषर एव किमपि न आमाम् आमां तर्हि तत्र छात्राः कति तत्र छात्राः कति सन्ति विश्वविद्यालये आमां तर्हि तर्हि सम्यक् महोदय तर्हि अहं किं वदामि शृणोतु विश्वविद्यालयस्य छात्रवासः अस्ति वा आमां तर्हि धन्यवादः धन्यवादः महोदय आमामां धन्यवादः धन्यवादः तर्हि मिलामः पुनः मिलामः